अहं तु आकाशवाणीं सततं श्रूयते किमर्थम् इत्युक्ते तस्य बहु प्रयोजनम् अस्ति आकाशवाण्यां मम इष्टतमकार्यक्रमः तत्र गीतस्य कार्यक्रमः किर्थमित्युक्ते मम गायनं बहु इष्टं तत्र बहवः सन्तोषदायकः अद्य पद्याः गीतः आगच्छन्ति अहं केवलम् आकाशवाणी न दूरदर्शनमपि पश्यामि दूरदर्शने चन्दनवाहिनी इति अस्ति कन्नड कन्नडमध्ये डि डि चन्दन तदनन्तरं कृषिः तदनन्तरं मूवि इत्यादिकं पश्यामि तत्र च डि डि चन्दनमध्ये मधुरमधुरवी मञ्जुलगान मम महत्सन्तोषदायकः कार्यक्रमः केवलं तदिति न अहं चलनचित्रमपि आधिक्येन पश्यामि तदपि मां सन्तोषः जायते